कुमारस्य पालकः वा भवान् हां भवतः भवतः बालकस्य अनारोग्यं जातं न जानामि किम् अभवत् परन्तु तस्य तस्य स्वास्थ्यं सम्यक् नास्ति अधुना किं जातं तत्तु न ज्ञातुं श्क्नोमि परन्तु सः बहु ओमिटिङ्ग् कृतः अधुना पर्यन्तं किञ्चित् खादितवान् वा प्रातः काले सः आमां न न तत् तत्र तत् किमपि अहं न तत्र तस्य कृते नेतुं शक्नोमि परन्तु अत्र अत्रैव एतत् अस्य डाक्टर् अस्ति खलु तस्मै अहं दास्यामि तत्र पृष्ट्वा तत् किमपि वा भवति तद् वदिष्यामि परन्तु शृण्वन्तु शीध्रम् आयातुं प्रयत्नं करोतु अत्र न न न न शृणोतु शृणोतु अत्र अस्माकं पार्श्वे तु अत्र विश्वविद्यालयस्य पार्श्वे तु किमपि चिकित्सालयं नास्ति चिकित्सालयं यदि नेतुं शक्नोमि तर्हि पर्मिषन् इत्यादिकम् आवष्यकता खलु तदर्थमहम् अत्रैव तस्य कृते अत्रैव किञ्चित् औषधम् दास्यामि तदनन्तरं वेय्ट् करोमि यदि भवति चेत् सम्यक् तावत्पर्यन्तं भवानागच्छतु कुत्र अस्ति भवानधुना नाम आं परन्तु पश्यतु परन्तु पश्यतु तस्य कृते वोमिटिङ्ग् जातम् अधुना तत् सुप्तम् अस्ति अधुना शेते सः तर्हि यदि यदा उत्तिष्ठति सः तस्मिन् काले अहं तस्य कृते किञ्चित् औषधं दास्यामि पश्यतु तावत्पर्यन्तमागन्तुं प्रयत्नं कुर्वन्तु आं धन्यः